हरिःओं मम नाम ज्ञापिका अद्य रात्रौ मम रेलयानं वर्तते चेत् भवन्तः एजेन्सि एकम् त्रिचक्रिका वा अन्यथा एकं कारयानं वा प्रेषयितुं शक्नुवन्ति चेत् सम्यक् भवन्ति अहं कविकुलगुरूकालिदाससंस्कृतविश्वविद्यालये अस्मि यत् भवति चेत् प्रेषयन्तु धन्यवादाः